एकत्र वाट्स्याप् मध्ये प्राप्तं यदा जनगणना प्रारम्भः भवति तदा तेषां प्रति वक्तव्यम् अस्माभिः संस्कृतम् अधीतम् इति किमर्थम् इति चेत् अरेभिक् अध्येतॄणां संख्या अतिमहत्तरम् अस्ति अस्माकं देशे एवम् इङ्ग्लीष् अध्येतॄणामपि संस्कृतविद्यार्थिनां संख्या अति न्यूनमस्ति अस्माभिः संस्कृतमनधीतं खलु इति वक्तुं न शक्यते किमर्थम् इति चेत् यत् अस्माभिः दैन यदस्माभिः उच्यते कर्नाटकभाषा तेलुगु तमिल् इत्यादि भाषासु महत्तरं स अने नैकानि संस्कृतपदानि सन्ति एवम् वयं तु संस्कृतच्छात्राः संस्कृतविश्व संस्कृतमहा संस्कृतमहापाठशालायां संस्कृतेनैव सम्भाषणं वयं कुर्मः एवं यदस्माभिः सन्ध्यावन्दनादिकं क्रियते तत्र संस्कृतेनैव श्लोकाः सं संस्कृतश्लोकाः एव सन्ति एवं यदा अस्माभिः देवालयेषु पूजकर्मा पूजाकर्मादि पूजाकर्मादिषु वयं सर्वे भागं गृह्णामः तदा तत्र अर्चकाः एवं ये तेषाम् असिस्टेन्ट्स् सन्ति ते सर्वेऽपि संस्कृतेनैव सम्भाषणं कुर्वन्ति तथा महाविद्यालये एपि अपि संस्कृतेनैव सम्भाषणं कर्तुम् अत्र प्राचार्याः अपि अस्माकं बोधयन्ति एवं संस्कृतेनैव सम्भाषणं कर्तव्यं तेन संस्कृतभाषा गीर्वाणवाणी तस्य रक्षणं भवति इति